अत्र वरस्य कृते उपायनं यथाशक्ति दीयते प्राधान्येन मधुपर्कः इति उच्यते रजतसामग्री तद् दीयते अथवा हारं वा अङ्गुलीयकं वा ब्रेस्लेट् वा दातुं शक्यते यथाशक्ति न दीयते चेत् कोलाहलमपि न कुर्वन्ति जनाः वरदक्षिणा तु नास्त्येव